मङ्गलूरुमहानगरप्रदेशे स्थानीययानार्थं प्रैवेट् सिटि बस् यानव्यवस्था अस्ति केचन सर्वकारीयसिटिबस् यानानि अपि सन्ति तथा भाटकार्थं द्विचक्रिकायाः व्यवस्थापि सन्ति भाटकार्थं टेक्सीव्यवस्था अपि अस्ति शालागमनार्थं तथा कार्यालयगमनार्थम् अन्य यानार्थमपि जनाः एतस्य उपयोगं कुर्वन्ति

सार्वजनिकयानार्थं स्थानीययानार्थं यत् व्यवस्था अस्ति तत् समीचीनम् इति दृश्यते